नमस्कारः अहं गृहिणी अहं मम कौशलः निष्टाः निष्टाः सीवनं विविध व् भिन्न भिन्न भाषाः भाषाः भाषणं इदानीं तेलुगु कन्नडं तमिळ् हिन्दी इदानीं संस्कृतमपि पठामि अतः सम्भाषणं कर्तुमपि इच्छामि सीवनं करोमि यदा समयः मिलति तदा अहं सीवनं करोमि मम गृहे शु प्रातःकाले मध्याह्णे रात्रि भोजनं विव् विविधाः शाकः उभयं कृत्वा आरोग्यार्थं भोजनं करोमि अतः सर्वे मिलित्वा खादन्ति यदा समयः मिलति तदा उपयोगाय किञ्चित् वार्तालापं अपि करोमि किञ्चित् राज्यविषये देशविषये अपि अहं वार्तालापं करोमि इदानीं विविधभाषाणां इदानीं संस्कृतं वार्तालापं अपि करोति श्लोकः अन्य अन्वयः इदानीं इदमपि अहं पठनं पाठनमपि कर्तुं इच्छामि अतः मम समयः तदा अवापय वस् या यापयामि इ आगन्तुं काले अपि इदानीं पूर्वं यदा कृतवती तदा अधिकं कर्तुं इच्छामि एकैके समये अहं बहिः गत्वा आपणं गत्वा किञ्चित् समयं यापयामि तदपि करोमि जनेन न सह सहपरिवारेण वार्तालापं इष्टं करोमि किञ्चित् मोतिकायां ग वर्णलेपनमपि वस्त्रायां वस् वस्त्रे इदं करोमि किञ्चित् पूजां स् सर्वम् अपि करोमि बालकेन बालकाय अहं पाठयामि सर्वं प्रयत्नं करोमि मम कौशल्या अस्ति अन विविध विधभाषायां अभिवर्धुं इष्टं करोमि रह निन् सर्वे किञ्चित् किञ्चित्ज्ञानं अस्ति अतः अभिवृद्धिः करोमि अहं बिजे़नेस् अपि कृतवति अतः किञ्चित् ज्ञानम् अस्ति कदा करणीयम् इति धन्यवादः